सम्प्रति अस्माकं लद्दाकक्षेत्रे स्थायीगृहस्य निर्माणं भवति यत्र प्रस्थारखण्डस्य इष्टिकायाः मृत्तिकायाः सम्योगेन गृहनिर्माणं क्रियते गृहेषु उष्णतायाः संरक्षणाय बहवः उपायाः क्रियन्ते गृहे अतिथीनां कृते प्रवेशनादि प्रायः सर्वत्रैव भवति साम्प्रते वैदेशिकानां कृते होम् स्टे इत्यस्य व्यवस्था प्रचलति किन्तु स्वदेशीयानां कृते अपि इयं व्यवस्था मिलितुं शक्यते किन्तु तत्र होटल् वत् धनसङ्ग्रहस्य निर्धरणं न भवति अपि तु यथेच्छया जनाः यत् धनं दीयते तत् गृहस्थैः सहर्षं स्वीक्रियन्ते बहिर्जनानाम् अतिथीनाम् आगन्तुकानां शिक्षकानां कृते स्थानस्य अभावः नास्ति